क्रीडासु भागं गृहीत्वा ग्रामीण जनानाम् अनेकाः लाभाः भवितुम् अर्हन्ति एतेन तेभ्यः शारीकृ शारीरिकस्वास्थ्यस्य च लाभाः प्राप्यन्ते तथैव तेषां मानसिक दशायां सुधारः अपि कर्तुं शक्यते क्रीडनेन तेषु रणनितिस्य सामान् सामञ्जस्यस्य च भावः वर्धयितुं शक्यते अपि च क्रीडासु भागं गृहीत्वा तेषां कौशलविकासः आत्मविश्वासः आत्मसम्मानः च वर्धयितुं शक्यते अतः क्रीडासु भागग्रहणं ग्रामजनानां कृते अतीव लाभप्रदं भवितुम् अर्हति ग्रामीणजनानां जीवने क्रीडायाः महत्वपूर्णः भूमिका अस्ति एतत् समुदायान् एकत्र आनयति शारीरिक शारीरिक सुष्ठुतां प्रवर्धयति सामूहिकं कार्यं मैत्रिपूर्णस्पर्धां च प्रोत्साहयति ग्राम्यक्षेत्रेषु क्रिकेट् कब्बड्डि फ़ुट्बाल् एत्लेटिक्स् इत्यादीनि क्रीडाः अत्यन्तं लोकप्रियाः सन्ति तेन केवलं मनोरञ्जनं प्रदास्यन्ति अपि तु प्रतिभा विकासाय कौशलप्रदर्शनाय च मञ्चरूपेण कार्यं कुर्वन्ति क्रीडाकार्यक्रमाः प्रतियोगिताः च प्रायः ग्रामीणजनसङ्ख्यायाम् उत्साहस्य एकतायाः च भावः उत्पद्यन्ते क्रीडाजनान् कथम् एकत्र आनीतुं तेषां जीवने सकारात्मकं प्रभावं जनयितुं च शक्नोति इति द्रष्टुम् आश्चर्यम् अत्र भागं भागं ग्रहितुं विविधाः क्रीडाः उपलभ्यन्ते क्रिकेट् फ़ुट्बाल् हाकि टेनीस् बेड्मिण्टन् हालिबोल् बास्केट् बोल् कब्बड्डि गोल् इत्यादीनि च भवतः रुचिकौशलं च अवलम्ब्य भवन् भवन्तः कस्मिनपि क्रीडायां भागं ग्रहितुं शक्नुवन्ति